मम ग्रामे किं भवति इत्युक्ते यत्किमपि उत्सव भवन्ति तत्र आदौ क्रीडा कारयन्ति तत् बालानां क्रीडा भवति महिलानां क्रीडा भवति ज्येष्ठानां क्रीडा भवति क्रीडा इत्युक्ते वयं वदाम यत् क्रिकेट् अस्ति क्रिकेट् क्रीडा अपि ग्रामेषु भवति इदानीं इदानीं भवान् चिन्तयतु एक उत्सव अस्ति मकरसङ्क्रान्ति उत्सव मकरसङ्क्रान्ति उत्सवसमये तदा अन्यग्रामात् एतत् टीम् आहूय तत् क्रीडा कारयन्ति क्रिकेट् क्रीडा चिन्तयतु एकादश एकादशजना भवन्ति तत् तेषां एक विजय भवति अनन्तरम् एक पराजित भवति तद् तथा पुन तत् किं वदति गिफ्ट् द्वारा तथा भवति तत् तथैव अस्माकम् एतत् ग्रामे उत्सवसमये तथा कारयन्ति तत् तस्मिन् समये य कोऽपि एतद् ग्रामे जना सर्वे तत्कार्यं कुर्वन्ति परन्तु यत् उत्सवसमये सर्वे आगत्य तत्र सद्धा भवन्ति तत् महिला अपि भवन्ति लघुबाला ज्येष्ठा सर्वेऽपि आगत्य तत्र बहु आनन्दं स्वीकुर्वन्ति अनन्तरं तद् उत्सवाः अपि कुर्वन्ति